हरिः ओं नमस्कारः कः कुत्र भवतां तत्र अध्ययनं कस्य सकाशे अध्ययनं एवं वा मम तु एवम् अस्ति मम पाठशालायां क्रमान्तमध्ययनं यजुर्वेदस्य क्रमान्तमध्ययनं यः अधीतवान् सः एव अत्र अध्यापकः भवेत् अनेके छात्राः तत्र गुरुकुले एव सन्ति निवसन्ति तत्रैव पाठः तत्रैव भोजनादिकं निद्रा ये शयनादिकं सर्वमपि तत्रैव नाम यदि इच्छति चेत् आगच्छतु

ओ एवं वा ममपि तथैव आसीत् एकः अध्यापकः संस्कृतध्यापकः भवेत् इति मम आशा तथैव आसीत् अत्र पूर्वं पूर्वमेव तत्र अध्यापकद्वयं वर्तते मम गुरुकले अद्य वेदाध्यापनार्थम् इदानीं एकः अध्यापकः तत्र संस्कृतपाठनार्थं भवेत् इति मम मनीषा चेत् भवान् तत्र आगच्छतु ममपि मम तत्र श्रौतयागः भवति श्रौतयागार्थं व्याकरणस्य आवश्यकता वर्तते वा तत्र मन्त्रमध्ये विभक्तिप्रत्ययः विभक्तीनां तथा किं प्रत्ययनाञ्च तत्र व्यत्यासः कर्तव्या तदानीं व्याकणस्य अध्ययनम् अत्यावश्यकमेव एवं तत्र वेदस्य भाषाध्ययनार्थम् अपि तत् अत्यावश्यकमेव अतः व्याकरणं तु वेदस्य मुखं किल अतः अत्यावश्यकं तत्र भवतः तत्र आवश्यकं वर्तते एव मम अस्तु आं तत्र सायङ्काले किञ्चित् एका एकावधौ तत्र कर्तुं शक्यते सायङ्काले शक्यते सायङ्काले किञ्चित् विरामः भवेत् किल तत् किञ्चित् विरामः तस्मिन्नेव काले भवतु अष्टवादने वा भवतु रात्रौ भोजनानन्तरं

तत्र निवासव्यवस्था वर्तते भवतां कृते भवतां कृते अस्तु गुरुकुले व्यवस्था एव भवन्ति अतः आगच्छतु तत् दृष्ट्वा तत्र किं तत्र व्यवस्था आवश्यकं वा एवं

तदेव मम ममापि तथैव तत्र प्राक् प्रकृतिमध्ये एव पाठशाला भवेत् तत्रैव तत्र छात्राणां मनः अन्यत्र न प्रवर्तेरन् अथवा मोबैल् व्यवस्था तत्र सर्वेषां कृते एकः एव मोबैल् भवेत् गुरुकुले वर्तालापार्थम् अपेक्ष तत् अस्माकं पाठशालायाः किं गुरुकुले वातावरणमपि समीचीनं भविति नो चेत् तदा एकैकः छात्राः तत्र तत्र रूम् मध्ये उपविश्य तत्र फ़ेस्बुक् द्रष्टारः भवन्ति तदर्थं तत् भवन्ति अतः

अदे अदे तदेव कदा आगमिष्यति इति अनन्तरं पोन् करोतु

अदु अस्तु अस्तु अस्तु अलम् धन्यवादः